मम ग्रामे सञ्चारव्यवस्था उत्तमा नास्ति ग्रामे सञ्चारार्थं लोकयानं द्वयं वर्तते तेन एकं यानं प्रातः आगच्छति अपरं यानं तु कदाचित् मध्याह्ने आगच्छति कदाचित् नागच्छति तेन कारणेन जनाः कुत्रापि गन्तुं न शक्नुवन्ति एवं च सहसा यदि सर्वकार्यस्य कार्यम् आपद्यते तदानीं जनाः झटिति गन्तुं न शक्नुवन्ति वैद्यालयं गन्तुमपि महती समस्या अस्माभिः अनुभूयते रोगिजनाः यानस्य अपेक्षां कुर्वन् कुर्वन् तत्रैव मरणतामेति मरणतां प्राप्नुवन्ति एवं ग्रामे रैल यानस्यापि समस्या वर्तते कुत्रापि सिघ्रं गन्तुं रैल यानस्य अपेक्षा महती वर्तते परन्तु रैल यानस्य अभावेन अस्माभि सा समस्यापि अनुभूयते